भारतीयशिक्षणपद्धती इदानीं तु मेकाले शिक्षणपद्दति मेकाले रूत्या आङ्ग्लजनानां तद् योजयित योजितवन्तः अस्माकं गुरुकुलपद्दती निष्काश्य मेकाले शिक्षणपद्दति एव स्वीकरणं स्वीकृत्य पाठितवन्तः तत्र अस्माकं संस्कृति अस्माकं जीवनपद्धति भारतीयसंस्कृति किमपि न पाठयन्ति केवलम् उद्योगार्थं किम् अवश्यं तदर्तं वयं किं पटति शालायां शालायां विद्यालयं किं पठति तद् जीवनस्य कृते किमपि उपयोगं न आवश्यकं जीवनस्य कृते किमपि उपयोगं न भवति ज्ञानवर्धनं ना भवति केवलं मा अङ्कानां कृते एव परीक्षा एव स्पर्धा एव तदेव भवति किमपि तत्र उपयोगं नास्ति उदाहरणार्थं यः वयं किं शालामद्ध्ये पठति तत् जीवनस्य उपयोगं जी तद् यदा शिक्षणानन्तरम् अस्माकम् उद्योगं प्राप्यते ततस्मये तस्य उपयोगं किमपि नास्ति अस्माकम् इतिहासस्य सर्वं तत्र एतद् मिथ्याशिक्षण मिथ्याविषयमेव ददाति केवलं किमुक्त्वा तदेव ददाति तद् समस्या एव बालानां कृते केवल अङ्कस्य एव प्रामुख्यता एव तत्र